हरिः ओम् महोदय अहं प्रियदा वदामि

आम् अहम् एकम् आल्बं कर्तुम् इच्छामि तव सहाय्यम् कर्तुं शक्नोति वा

शास्त्रीय शास्त्रीयसङ्गीतं कृत्वा अहमिच्छामि हा अहं शास्त्रीयसङ्गीतं दशवर्षं पठितवती शास्त्रीयसङ्गीतम् उपयुज्य अहं गानानि गीतानि निर्मितुम् इच्छामि मम कृते किञ्चित् गानानि सन्ति मोहनरागम् हंसध्वनिरागम् इति उपयुज्य गानानि सन्ति अ तर्हि सप्तगानानि सन् सन्ति सप्तगानानि न सप्तगानानि ह आल्बम् आल्बम् कृत् कर्तुम् कति रूप्यकाणि आवश्यकम्

हा आवश्यकं सप्तगानानि सप्त सप्तगायकाः आवश्यकाः गायकः गा गायकः अथवा गायिका कापि

आम् महोदय